नमो नमः

भवान् भवद्भिः किं सहायं करणीयम् अस्माकम् एकम् अस्माकम् एकं मठम् अस्ति मठं तु केचन पदार्थानि आवश्यकानि वा तद् वर्णः भवद्भिः दानं स्वीक्रियते वा धनरूपम् हा वस्तुरूपेण अपेक्षते हा न न न भवद्भिः एव आपणं गत्वा तत्र पदार्थानि क्र क्रीत्वा मठम् आनीय आनीय अनेन तत्र सङ्कल्पं कृत्वा दानं कुर्वन्तु अहं धर्माधिकारी अस्ति

कुत्र उद्घाटनमिति रोकारस्य इह नास्ति हा

हा एवं वा हडलोट् मध्ये एटि च अस्ति हा एटि जि अस्ति बैङ्क् बेङ्क् बेङ्क्कन् एटि तैः अस्ति न अस्माकं मूलमठं बेङ्गलूरे अस्ति बेङ्गलूरुतः इदं दास्यते हा शक्यते शक्यते ओ वदामि वदामि वदामि वदामि एकैकं वदामि ह विद्युतः विद्युत्व्यजनमपेक्षते

आहत्य हाल् मध्ये पञ्च व्यजनानि अपेक्षितानि मम रूपेण अपि चलति अन्यः आगमिगुरुवासरे पुरन्दरदासर आराधनम् अस्ति गुरुवासरे पुरन्दरदासानाम् अस्ति भवान् भवन्तः अपि भोजनार्थम् आगच्छन्तु ह ह निश्चयेन आचर्यते अतः भवन्तः अपि भोजनार्थम् आगच्छन्तु सत्यम्वदामि सर्वे अपि आगच्छन्तु एकवादने कार्यक्रमः भोजनव्यवस्था भोजनात् प्राक् प्रवचनादिकं नगरसङ्कीर्तनम् अपि अस्ति शताधिकजनाः भवतु तदर्थं धान्यमपेक्षितं तदर्थं धान्यमपेक्षितं धान्यम्